आम् स्पर्धायां भागं वोढुमिच्छामि किन्तु तादृश अवसरः न प्राप्तः यदि इतः परं अवसरः लभ्यते तत्र अवश्यमेव अहं भागं वक्ष्यामि तत्र स्पर्धायां कीदृशस्पर्धा तत्र आफ् रोड् आन् एतादृशं यत् अरण्यमार्गेण चालयितुं बहु इच्छाम्यहं यदि सामान्य मार्गः तत्र वेगचालनमेव मह्यं रोचते अहं तु योगःकर्मसु कौशलम् इत्यस्य अपेक्षया वेगः कर्मसु कौशलम् इत्येव अहम् अधिकं चिन्तयामि